मत्स्थानस्य स्थानीयकलानां संरक्षणाय सर्वकारेण अनेकाः परियोजना सञ्चालिताः सन्ति

वित्तकोषाणं अनुदानं ऋणदानम् इत्यादि तथापि मद्दृष्ट्या लोककलाः आधुनिककाले येषां विलुप्तिः जाता अथवा ये लुप्तप्रायाः सन्ति तेषां संरक्षणं अत्यावश्यकम् अस्ति